अहं महाराष्ट्रराज्ये वसामि मम राज्ये बहवः उत्सवाः सन्ति विविधे विविधाः प्रकारकाः उत्सवाः सन्ति तर्हि सर्वासु उत्सवेषु महत्त्वपूर्णम् उत्सवमस्ति दीपावलिः दीपावलिः दीपावल्याः वल्याः वल्याः मम गृहे विविधाः पदार्थाः खाद्यपदार्थाः पाचयन्ति मम माता तर्हि अहं तु प्रत्यक्षं न प्रा पाच पाचयामि तर्हि मम माता पाचयति पूरणपूळि इति महा महाराष्ट्रस्य श्रेष्ठतमः खाद्यपदार्थः सुप्रसिद्धः खाद्यपदार्थः वर्तते तर्हि मम माता यदा कापि उत्सवः वर्त वर्तते तदा पुरण्पो पोली पाचयति अहं तस्याः साहाय्यं करोमि प्रत्यक्षं तु अहं न प्राप्तुं शक्नोमि न पाचितुं शक्नोमि अनन्तरं अह मम मह्यं पूरण्पोलि बहु रोचते अपि